अत्यन्तं सुन्दरं चारणम् आसीत् शृङ्गेरि प्रति प्रय प्रवासम् तत्तु कालेज् क कार्यालयदिनस्य शालाकार्यालयदिनस्य दिनं त्यक्त्वा अन्यतमदिने गतमासीत् वयं म् सर्वे मित्राः मित्राणां ज् तत्र मध्ये शृङ्गेरिगमनमध्ये उडुपितः शृङ्गेरिगमनमध्ये आगुम्बे इति प्रदेशः अस्ति तत्र सूर्यास्तः सम्यक्तया दृश्यते तदृ दर्शनार्थं जनाः कर्नाटक भारतदे देशावासिनः एव आगच्छन्ति बहु प्रसिद्धमस्ति आगुम्बे इति प्रदेशः अतः तत्सूर्यास्तः अहं दृष्टवान्